मम नाम सुधारामन् संस्कृतभारतेः उत्तरतमिळ्नाडुपक्षतः अहम् अष्टादश द्वाद्विंश् द्वाविंशतिसहस्रवर्षतः छात्रारूपेण शिक्षिकारूपेण च नियोजिता अस्मि अत्र मम भिन्नभिन्न अविस्मरणीयाः अनुभवाः सन्ति दशदिनस्य घटनाद्वयस्य शिबिरकक्षारभ्य पत्राचारद्वारा कोविदपर्यन्तं संस्कृताध्ययनं कृतवती तदनन्तरं गीताप्रवेशः इति अध्ययने अपि सफलं प्राप्तवती यदि मया किञ्चित् क संस् संस्कृतेन संस्कृतं मम मुखतः इदमिदं सम्भाषणकौशलं भवति चेत् तत्र संस्कृतभारत्याः मार्गदर्शनम् एव मूलकारणम् सर्वेषां गुरुजनाभ्यां मम शत शत प्रणामान् व्याहरामि संस्कृतसेवां कृत्वा वयं सर्वे स अस्माकं कृतज्ञता प्रकटितव्या इति मम अभिप्रायः धन्यवादः जयतु संस्कृतं जयतु संस्कृतभारती